मम राज्यम् आन्ध्रराज्यम् अस्ति मम राज्यस्य संस्कृतिः इत्युक्ते संस्कृतिः भाषाद्वारा आहारव्यवहारद्वारा वेशभूषाः कलाः द्वारा वास्तुविद्या उत्सवाः क्रीडाः च द्वारा प्रस्तुतिं क्रियते भाषा इत्युक्ते आन्ध्रदेशे तेलुगुभाषाप्रचलम् अस्ति तेलुगुभाषायां प्रथमं वयं पश्यामः चेत् भाषायाः प्रस्तुतिः तु आन्ध्रदेशीयाः प्रस्तुतिः पुराणकालात् अस्ति महाभारते अपि आन्ध्रीयाः प्रस्तावनम् अस्ति ते उन्नताः सौशील्याः जटाधराः इति अत्र महाभारते उक्तमस्ति अस्माकं भाषा तेलुगु मध्ये साहित्यं भाषायाः वृद्धिः वृद्धिः तु पञ्च वा षट् वा शताब्दे आरब्धमिति वक्तुं शक्यते कवित्रयस्य प्रस्थानानन्तरं दशमशताब्धे तेलुगुसाहित्यस्य वृद्धिम् अभवत् साहित्ये तेलुगु भाषायाम् अपि प्रसिद्धं जातम् कवित्रयस्य महाभारतस्य आन्ध्रीकरणानन्तरमेव तेलुगुभाषा संस्कृतभाषायाः सा सदृशं प्रचलति प्रचलम् अस्ति कवित्रयम् इत्युक्ते नन्नय तिक्कन यर्राप्रगडा इति त्रयः कविपुङ्गवः ते महाभारतं व्यासकृतमहाभारतम् आन्ध्रीकृतवन्तः अनन्तरकाले पोतनामात्यः श्रीमद्भागवतमपि आन्ध्रीकृतं कृतवान् दशमशताब्धं तु पुराणशताब्धं पुराणकालमिति वक्तुं शक्यते किमर्थम् इत्युक्ते कवित्रयरचनानन्तरम् एव सर्वे काव्यानि वा बहवः पुराणानि वा तेलुगु मध्ये प्रजानां कृते लभन्ति स्म तेलुगु साहित्ये प्रबन्धं चम्पूकाव्यं पद्यगद्यकाव्यं कविता शतकं दाशकम् इत्यादयः सन्ति यदि आहारव्यवहारविषये वयं वक्दामः चेत् अत्र आहारः तु अधिकतया शाखाहारमेव किन्तु ये नदी समीपे वा समुद्रतटे निवसन्ति ते मीनाः खादन्ति वेशभूषा तु सामान्यमेव शाटिका महिलाः शाटिकां धरन्ति पुरुषाः वेष्टिं धोति अपि धरन्ति अत्र संस्कृतिं प्रति कलाः इत्युक्ते सङ्गीतं नृत्यं यदि वयं वयं पश्यामः चेत् सङ्गीतं प्रधानतया कर्नाटकसङ्गीतमेव कर्नाटकसङ्गीतस्य वृद्धेः कृते अत्र सङ्गीत परब्रह्मत्यागराजः इति एकः महान् पुरुषः अस्ति सः एव तेलुगु सङ्गीतस्य कर्नाटकसङ्गीतस्य एव पितामह इति वक्तुं वयं शक्नुमः अनन्तरं ताळपाक अन्नमाचार्यकृताः बहवः कृतयः सन्ति क्षेत्रय्य पदाः सन्ति तावदेव कञ्चर्लगोपन्न रामदासोः अपि अनेकाः कृति इदानीं लभ्यन्ते नाट्यविषये यदि वयं पश्यामः चेत् आन्ध्रदेशे कूचपूडि अस्ति कूचपूडि प्रधानशास्त्रीयनृत्यमस्ति कूचपूडेः कूचपुडिरचनाकारः अस्ति सिद्धेन्द्रयोगी इति एकः महान् योगी सः एव भामाकलापं रूपकल्पः रूपं कर्ता अस्ति अनन्तरं नारायणतीर्थमहोदय सः कृष्णलीला तरङ्गिणी इति एकः महाकाव्यं लिखितवान् अनन्तरं कूचुपुडि मध्ये क्षेत्रय्याः पदाः अपि बहवः सन्ति त्यागराजकृतेः अन्नमाचार्यकृतेः प्रदर्शनम् अत्र अत्र अस्ति अनन्तरम् अत्र वास्तुविद्या इत्युक्ते वास्तु शास्त्रम् अत्र अमरावतीशैली दृश्यते आन्ध्रराज्ये काकतीया शैली एक एका दृश्यते अमरावतीशैली शातवाहनाः इक्ष्वाकुवंशीयाः द्वितीयशताब्धं अनन्तरं के ये ये राजवंशीयाः सन्ति सालङ्कायन वा गङ्गा वा चालुक्याः वा रेड्डिराजो राजाः वा आरवीडुवंशीयाः वा तुलुवाः वा चोडाः वा नायकां शीयाः वा ते सर्वे अपि अमरावतीशैलीमेव अनुसृत्य अत्र बहवः निर्माणाः कृतवन्तः देवालयाः वा यदि वयं दुर्गानि वाः दृश् पश्यामः चेत् मधुराशैली मान् गान्धारशैली न्यूनमस्ति काकतीयाः शैली विमाननिर्माणे दृश्यते तदेव अत्र पर्वाः क्रीडाः इत्युक्ते सामान्यतया हिन्दोः हिन्दूपर्वणः एव सामान्यतया प्रचलन्ति अस्ति क्रीडाः इत्युक्ते ग्रामीणक्रीडाः एव किमपि राज्यक्रीडा इति नास्ति किन्तु आन्ध्राः आन्ध्र देशस्य आन्ध्रराज्यस्य क्रीडा इत्युक्ते कोखो अस्ति तावदेव राज्यस्य संस्कृतेः स्वरूपं च ये कार्यं कृतवन्तः के के कार्यं कृतवन्तः इत्युक्ते राजवंशस्य राजवंशः वंशीयाः वंशीयात् एव वयम् आन्ध्र भाषायाः वा संस्कृतेः वा प्रचलं प्रचलितं वयं द्रष्टुं शक्नुमः यदि शातवाहनाः प्रथमं ये सन्ति प्रथमशातवाहनाः गौतमीपुत्रशातकर्णी अस्ति सः एव आन्ध्र भाषायाः वा आन्ध्रसंस्कृतिः वा प्रथमप्रचारकः अस्ति अनन्तरं पूर्वचाळुक्यवंशीयः राजराजनरेन्द्रः अस्ति अनन्तरं चाळुक्यचोळः कुलोत्तङ्गचोळः अस्ति ते अपि दुर्गनिर्माणं वा भवनसमुदायनिर्माणं वा एका भिन्न शैल्यां कृतवन्तः आन्ध्रशैलीति सर्वे पूर्णभारतदेशे अत्र प्रशस्ता अस्ति अनन्तरकाले यदा कृष्णदेवरायः आगच्छति तुलुवंशीयः तस्मिन् सभायाम् अष्टदिग्गजाः सन्ति ते बहवः काव्यानि आन्ध्रे रचितवन्तः अनन्तरं आन्ध्र भाषा तेलुगुभाषा प्रचलम् अधिकं जातमिति वक्तुं शक्यते अनन्तरं राणीरुद्रम्मदेवी वा तिरुमलनायकः वा बहवः आगतवन्तः इदानीं नवीन कवयः वयं पश्यामः चेत् परवस्तु चिन्नयसूरी रायपोल् रायप्रुलु सुब्बाराव् श्रीरङ्गं श्रीनिवासराव् गुरुजाळप्पाराव् देवलुपल्लिकृष्णशास्त्री ते ते अपि नाटकानि रचितवन्तः कथाः वाः दशकरूपाणि वा पदं चाटुपद्याः अनेक प्रबन्धकाव्यानि रचितवन्तः तस्मादेव तेलुगुभाषा उन्नतिः अधिकं जातम् इति वयं श् वक्तुं शक्नुमः तदेव